अन्यभाषाप्रभावेण संस्कृतभाषाप्रयोगे परिवर्तनं काले काले बहु जातमस्ति यथा इदानीमहं तेलुगुभाषां जानामि तेलुगुभाषा यदा वदामि तदा संस्कृतभाषायामेव कानिचित् पदानि उपयुज्य वदामि पुनश्च यदा संस्कृतभाषा वदामि तदा तेलुगुभाषायाः प्रभावः तत्र संस्कृतभाषायां बहु दृश्यते यथा सूर्यडु इप्पुडु वच्चाडु अन्टे अनि तेलुगुभाषायां वदामि सूर्युडु इति पदं सूर्यः इति पदं यदस्ति संस्कृतभाषायामेव दृश्यते पुनश्च लिङ्गविभक्तिवचनादिकं बहु दोषाः भवन्ति तत् दृष्ट्वा दृष्ट्वा कथं वक्तुं पारयामः इति चिन्त्य अहं बहुवारं चिन्तितवान् किमपि वा भवतु सम्यक् रीत्या सकास सम संस्कृतभाषायां भाषयितुम् अहं बहु उत्सुकः अस्मि पश् पश्यामि अग्रे तस्य प्रयोगः दृश्यते वा न वा इत्यादिकम् अहम् अग्रे पश्यामि यदि भवन्तः बहु उपयोगं कुर्वन्ति चेत् अस्तु इदानीमहं संस्कृतभाषा निरर्गलतया पञ्चभाषा पञ्चनिमिषं पर्यन्तं वक्तुं प्रभवामि किन्तु पश्यामि अग्रे किं भवति इति